परिवर्तनशीलं पर्यावरणं मम क्षेत्रे कृषकः कथं क्रियन्ते नाम यदि ऋतवः शड्ऋतवः सन्ति ते तु सर्वदा चलन्ति एव परन्तु कदाचित् वर्ष ऋत्वोपि ग्रीस्मस्स प्र प्रभाव दृश्यते ग्रीष्मस्स प्रभावकारणात् क्षेत्रे तत्र जलं न्यूनं भवति तस्मिन् समये किं क्रियन्ते नाम ग्रामे पुष्करिण्यां भवति तत्र जलशञ्चयनप्रक्रिया या प्रक्रिया भवति तया प्रक्रियाया एव कृषकाः स्व क्षेत्रस्स बार्धनार्थं ऋत्वाधिकरणार्थं जलशञ्चयनं कुर्वन्ति एवं प्रकारेण ते जलम् आनीय बृक्षस् बृक्षस्य उद्धारं कुर्वन्ति